अस्माकं प्रदेशे पारम्परिकक्रीडायाः संरक्षणार्थं किं कुर्वन्ति नाम तत्र ये सम्यक् क्रीडन्ति तान् सर्वान् अपि न्याष्नल् लेवल् प्रति प्रेषयन्ति तस्मात् किं भवति नाम अन्येपि जानन्ति किम् ओ एवमपि क्रीडा वर्तते तत्र तथापि क्रीडन्ति केचन तथा अस्माकं क्षेत्रस्य प्रचारः भवति तत्र वयं सङ्घीयक्रीडां क्रीडामः लघोरिनाम्नि कश्चित् क्रीडा अस्ति तत् कथं क्रीडन्ति नाम एकः एकः कन्दुकं क स्वीकृत्य शिलखण्ड उपरि ताडयन् ताडयति यदि शिलाखण्डं पत् पतति चेत् तद् कन्दुकं स्वीकृत्य पुनः तस्मिन् एव ताडनीयं यदि यदि तस्य कृते ताडयन्ति चेत् सा सा टीम् यः गण वर्तते सा औट् औट् भवति यः अपरः गणः भवति सा विजयं प्राप्नोति यदि सा आगत्य या यच्छिलाखण्डं पतितमस्ति यद् यदि उत्थाप्य तत् शीघ्रं संस्थाप्य लगोरि इति वदति चेत् सा विजयं प्राप्नोति इति क्रीडायाः स्वरूपमस्ति